यदा अहं युवा आसं तदा अहं तदा मम माता पितरौ मां समीपस्थगुरुकुलं प्रेषितवन्तौ यद् मम जीवनस्य प्रथमा भ्रमण आसीत् यत्र अस्माकं सनातनसंस्कृतिः परिवेषः स्यात् एतत् पश्चात् अहं सामान्यविद्यालये पठितवन्तः तत्र एका प्रतियोगिता आयोज्यते तेनैव अन्यस्त्र् अन्यत्र स्थानेषु गमिष्यामः सर्वे जनाः तत्र अहमपि इच्छां जाग्रामि तदा अहमेकप्रतियोगीरूपेण वर्गेण सदस्य आसं तदा अहं वयं सर्वे रणथम्बोर इति त्रिणेत्रगणेशदर्शनम् अकरोत् सा तदा मया जीवनस्य मम उत्तमः यात्रा स्मृतिः अस्ति तदा अहं तत्र द्वितीयस्थानं प्राप्तवान् तदा मम जीवनस्य विशिष्टं क्षेत्रं यात्रा अस्ति